मम प्रदेशे महिलानां पुरुषाणां च सम्यक् वस्त्रव्यवस्था वर्तते महिलाः अत्र पञ्जाबी सूट् शाटिकाः नौवार् इति धरन्ति तत्र सहजतया शाटिकाः उपलब्धाः भवन्ति महिलाः आनन्देन शाटिकाः धारयन्ति साम्प्रदायिकवस्त्रेषु शाटिकायाः अत्यन्तं महत्वं वर्तते महाराष्ट्रे प्रायः शाटिकानां विभिन्नप्रकाराः अपि भवन्ति तेषां विविधः उत्सवेषु प्रयोगः अपि क्रियते इदं साम्प्रदायिकवस्त्रं पूजादि कार्यं कार्येषु अपि महिलाः धरन्ति पुरुषाणां धौतवस्त्रं च भवति एवमेव अहमपि उत्सवदिनेषु साम्प्रदायिकवस्त्रं नाम शाटिकां धरामि शाटिकायाः भिन्नप्रकारेषु पैठणी इति अन्यतमं वर्तते पैठणी महाराष्ट्रस्य पैठणग्रामस्य वैशिश् विशेष निर्मितिः वर्तते ततः एव सम्पूर्णभारते विदेशे अपि एतस्य निर्या आयातनिर्यातम् इत्यादिकं सर्वं भवति अतः एतत् प्रसिद्धं वर्तते अत्र बहुविधवर्णाः सन्ति अस्य यद् सूत्रं वर्तते तद् रेशिम् इति वयं वदामः सिल्क् इति अतः तस्य मूल्यमपि अधिकं भवति अहम् शाटिकां वा एवञ्च तत्र सूट् अपि धरामि